अहं यदा बाल्ये आसम् इत्युक्ते नैण्टीस्मध्ये तदा तु तु यदा बहिः क्रीडितुं गच्छामश्चेत् तत्र सर्वदा एव बहिः भवति क्रीडनं वा भवतु अटनं वा भवतु गानं वा एतत् सर्वम् अतः तदेव अस्माकं मनोरञ्जकम् आसीत् मनोरञ्जनमपि तदेव आसीत् परन्तु आधुनिककाले नाम आगत्य आगत्य यदा विंशतिवर्षः अभवत् तदा अहं यदा बालकः आसं तदा क्रिकेट् अहं बहु इच्छामि क्रीडितुम् परन्तु तत्र कामेण्ट्रि श्रोतुं केवलं रेडियो एव आसीत् पुनः दूरदर्शिनी अपि आसीत् परन्तु तत्र अधिकं चानल्स् न आगच्छन्ति तथापि रेडियो श्रुत्वा तत्रैव एकाग्रचित्तेन अहं तत् शृण्वन्तः आसम् शृण्वन् आसं परन्तु आधुनिककाले इत्युक्ते टू तौसन्ड् ट्वेण्टितः आरभ्य सर्वेऽपि जनाः केवलं दूरवाण्यामेव व्यग्राः भवन्ति तत्रैव यत्किमपि इन्स्टाग्रां वा भवतु फ़ेस्बुक् वा भवतु तत्रैव साङ्ग्स् शृण्वन्ति पुनः सङ्गीतं शृण्वन्ति नृत्यमपि पश्यन्ति केवलं यू यूटूब्द्वारा एव पश्यन्ति अतः तत्र बहिः बहिः गत्वा यत् क्रीडनं भवतु यत् अटनं वा भवतु पुनः यत् यः कोलाहलः भवतु तद् यावत् मनोरञ्जकम् आसीत् अस्मिन् काले अधुना तावत् मनोरञ्जकम् एतत् न भवति न भविष्यत्यपि तेन बहिः क्रीडनेन अस्माकम् बहु नाम मित्रैः सह किञ्चित् सामीप्यमपि भवति मित्रैः सह एक्स् मित्रैः सह भाषणेन आवयोः नाम मित्रयोः सन्निहितत्त्वमपि अधिकं भवति परन्तु आधुनिककाले केवलं मोबैल्द्वारा भाषणेन तावत् सन्निहितत्त्वं न जायते पुनः बहिः क्रीडनेन यावत् देहसौष्ठवं भवति केवलम् अत्र उपवेशनेन देहसौष्ठवं निर्गच्छति पुनः तेन देहस्य रोगाः एव अधिकाः भवन्ति इति मम आशयः